हरि ओं महोदय नमो नमः मम एकं समस्या अस्ति किल मम भ्राता अस्ति तदर्थं मम यत् गृहमस्ति किल तत्रैव यत् प्लाट् अस्ति तत् निमित्तं किञ्चित् क्लेशः अस्ति भोः भवान् किञ्चित् हेल्प् कर्तुं शक्यते वा

आम् अहं पुलिस् स्टेषन् मध्ये कम्प्लेण्ट् कृतवान् परन्तु तेषां ते सम्यक्तया सहायतां न कुर्वन्ति तदर्तमहं भवान् पार्श्वे एव आगतं यत् प्लाट् अस्ति किल तत्तु मम पितुः कृते मम पितुः किं कृतवान् मम कृते न्यूनं दीयते मम भ्राता कृते अधिकं दीयते पितुः कृते अस्तु अस्तु तर्हि अहं पितुः नियुक्तिः तत् पितुः आं तत् पितुः नीत्वा अहम् आगच्छामि प्रति क्लेशः नास्ति परन्तु महोदय भवन्तः फ़ीष् कति दीयन्ते किल कति अवश्यकं एकं किञ्चित् न करोतु अहं इतोपि किञ्चित् न्यूनं भविष्यति चेत् मम कृते अस्तु अस्तु तत्तु समीचीनं पुर्वं तु मम पितुः यत् दत्तवान् किल प्लाट् तत् निमित्तं तत्तु मम कृते समानं समानं भविष्यति न अधिकं न्यूनं भविष्यति तत्तु शिक्स्टि बै फ़ाटि अस्ति किल तदर्थं आं फ़िफ़्टि फ़िफ़्टि आवश्यकम् अधिकं मास्तु फ़िफ्टि फ़िप्ट् अस्तु तत्तु क्लेशः नास्ति अस्तु धन्यवादः महोदय अस्तु धन्यवादः